हा सत्यं कः हा वदन्तु वदतु महोदय वदतु आसम् आ भवत् अस्ति पञ्चाशत् प्रतिशतम् अभवत् एतावत् पर्यन्तं भवति अस्मिन् मासे भवति वयं कार्यं कुर्वन्तः स्मः भवति हा अस्तु महोदय अनन्तरम् हा अस्तु महोदय अनन्तरम् अहं गतसप्ताहे उक्तवान् आसं खलु अत्र नूतनकार्यकर्तारः सन्ति चेत् किञ्चित् सुलभाय भवति इति भवान् पश्यामि इति उक्तवान् आसीत् हो अस्तु अस्तु अस्तु अहं प्रयत्नं करोमि अस्तु अस्तु अस्तु महोदय परन्तु कार्यभारः बहु अधिकमस्ति अतः भवान् एकं एकः नूतनः कार्यकर्तारः अपि सन्ति चेत् अस्ति चेत् बहु सम्यगेव भवतीति मम चिन्तनम् अस्तु अस्तु महोदय अस्तु एवं वा अहं निश्चयेन प्रयत्नं करोमि तस्मिन् विषये अहं कारितवान् महोदय तत्तु सिद्धमेव अस्ति हा तत् अयम् अहं स्थापितवान् भवान् गतसप्ताहे उक्तवान् आसीत् किल अहं तदा एव तत् स्थापितवान् अस्मि सम्यकेव अस्ति इदानीं किञ्चित् अधिकाः ग्राहकाः अपि आगच्छन्ति अस्माकम् आपणे अतः चिन्ता नास्ति अनन्तरं लैन् शेर् अपि बहु सम्यगेव भवत् अस्ति निश्चयेन अस्मिन् मासे एव भवान् यत् टार्गेट् उक्तवान् अस्ति तत् वयं कर्तुं शक्नुवन्ति अस्तु अस्तु महोदय वयं कुर्मः अस्तु अस्तु महोदय निश्चयेन निश्चयेन करोमि